मया बैक्यानतः तत्र भारतस्य मुख्यता ये स्थानानि सन्ति तत्र प्रमुखतया अस्ति एकं उत्तरप्रदेशान्तर्गतः अस्ति तत्र नाम अस्ति तस्य चित्रकूटं बैक्यानतः अहं तत्र गतवान् एवं च किमर्थं त् दूरमेव नास्ति मम गृहतः एतदर्थम् अहं च चत्वारिंशत् एव किलोमीटर् अस्ति एतदर्थम् बैक्यानं स्वीकृत्य गतवान् अनन्तरं मम इच्छा अस्ति खजुराहो गमनीयमेव परञ्च वैक्यानतः कथं गमनीयम् एतद् विचारः अस्ति मम तत्र अनन्तरं किमर्थं मम गृहतः खजुराव् कश्चिद्दूरमपि अस्ति एतदर्थम् अहं तत्र बैक्यानं स्वीकृत्य गन्तुं शक्नोमि वा इति विचारः इति चिन्तयामि अनन्तरं प्रवासिस्थानेषु अपि तु गृहतः एव चित्रकूटमस्ति अनन्तरमस्ति सतनामण्डलमस्ति मह्यर् मन्दिरम् अस्ति एतत्तु बैक्यानं स्वीकृत्य अहं गतवान् तत्र बहुषु

कुत्रापि गमनीयमेव परञ्च बैक्यानं स्वीकृत्य तत्र क्लिष्टमपि भवितुं शक्नोति किमर्थं यदि अद् अतिदूरात् भवति चेत् तर्हि बैक्यानस्य कृते सम्यक् न भवितुं शक्नोति किमर्थं तस्य या इञ्जन् भवति सा हीट् अपि कर्तुं शक्नोति एतदर्थं यदि मार्गे यदि कापि समस्या भवति चेत् तर्हि दुष्करा अपि भवितुं शक्नोति